हरिः ओम् नमस्ते अहं लोहिताश्वः अत्र अस्माकं कृषिक्षेत्रमस्ति भवती एकवारम् आगतवती आसीत् कार्यं कर्तुम् अत्रैव केदिग्गेरे इति हा नमस्ते नमस्ते अस्माकं कृषिक्षेत्रे इदानीं बहु कार्यं वर्तते इदानीं पूगीफलम् आगतं खलु अतः कार्यार्थं भवती आगन्तुं शक्नोति वा इति प्रष्टुं फ़ोन् कृतवान् परश्वः अस्माकं कृषिक्षेत्रे कार्यं प्रारभ्यते परश्वः आरभ्य एकमासपर्यन्तं कार्यं चलति भवती जानाति किल प्रतिवर्षं यदा पूगीफलस्य वयं कर्तनम् इत्यादि कुर्मः तस्मिन् समये भवती गतवर्षे वा तस्मिन् पूर्ववर्षे वा आगतवती

अत्र सर्वत्र सामान्यतः ये प्रतिदिनम् अत्र आगच्छन्ति तेषां कृते वयं त्रिशतं दास्यामः त्रिशतम् हा आम् आम् अलं न नास्ति नास्ति तत्र ये एकस्मिन् दिनं प्रति आगच्छति अद्य एव कर्तव्यं श्वः कार्यं नास्ति तथा भवति चेत् भवती यद् वदन्ति अस्ति तथा सार्धत्रिशतं वा किमपि अधिकं वा किञ्चित् दास्यन्ति इदा एतत्तु अस्माकं गृहे तु एकदिनस्य कार्यं नास्ति एतत् अत्र भवत्याः त्रिंशत् दिनपर्यन्तं वा इतोपि अधिकं भवितुमपि शक्नोति अवस्तु अस्तु तर्हि एकैः नास्ति भवती अहं तद् न न ज्ञापितवान् प्रगतवर्षे यदा भवती आगतवती तस्मिन् समये अस्माभिः सार्ध द्विशतं दत्तं किल

मासद्वयम् पश्यतु भवती मासद्वयार्थं पञ्चशतम् इत्युक्ते सार्धद्विशतमेव मासस्य जातं किल सः मास मासद्वयस्य इति उक्त्वा सः पञ्चशतं दत्तवान् भवती पञ्चशतं वर्ष मासं द्वयस्य स्वीकृतवती इत्युक्ते मा एकमासस्य सार्धद्विशतमेव जातं किल भवती न जानाति इति सः एवं कृतवान् किन्तु अहं पश्यतु रामण्णम् अहमपि पश्यामि

हा गच्छतु हा आम् अत्र अस्माकं गृहे अस्माकं गृहेपि भोजनस्य व्यवस्था अपि अस्ति तेषां गृहस्य अपेक्षया उत्तमं चायपानमपि पातुं वयं दद्मः अस्माकम् नन न न पतिफ् न एवं नास्ति भवत्याः कृते एव अधिकं द दास्यामः चेत् अन्ये ये आगच्छन्ति अस्माकं गृहे तेषां कृते किं वदामः वयम् अत्र दश दशजनाः आगच्छन्ति हा न दशजनाः आगच्छन्ति किल ते सर्वेपि भवत्याः एव कार्यं कुर्वन्ति तेऽपि तेषां कृते एतादृशं भवत्याः कृते एतादृशं कर् पूगीफलस्य पूर्वम् अधिकम् आसीत् इदानीं रेट् भवती जानाति वा इदानीं पुनः अधो गतम् अस्तु तर्हि कार्यमेकं कुर्मः पश्यामः भवती एकाकी आगच्छति वा भवत्याः साकम् अन्ये केपि सन्ति वा

ब अस्माकं कृते दशजनाः आवश्यकाः इदानीं पञ्चजनाः लब्धाः इतोपि पञ्चजनाः आवश्यकाः वर्तन्ते भवती एकं कार्यं करोतु भवत्याः कृते अहं सार्धत्रिशतं त्रिशतं दास्यामि सार्धत्रि न इद् न एकं कार्यं करोतु भवती सार्धत्रिशतं भवत्याः कृते दास्यामि अन्यान् ये आनयन्ति भवती इतोपि पञ्चजनान् आनयामि इति उक्तवती किल तेषां कृते मा वदतु तेषां कृते अहं त्रिशतमेव दास्यामि तद् तद्भवति चेत् अस्तु तर्हि अस्तु भवत्याः कृते चतुश्शतं दास्यामः अन्यान् भवती पञ्चजनान् आनयन्ति आनयति तेषां कृते त्रिशतं दास्यामः बव भवत्याः तेषां कृते न वक्तव्यम्

भवती गोप्यता स्थापयति स्थापयति चेत् एतद् चलति अन्यथा भवत्याः कृते अपि चतुश्शतं न दास्यामि भवत्याः कृते अपि त्रिशतमेव भवति अस्तु अस्तु अस्तु तर्हि हा निश्चयेन आगन्तव्यं समये आगन्तव्यं सार्धनववादनात् पूर्वं तत्र भवितव्यम् अस्माकं पूगीफलस्य क्षेत्रे भवितव्यम्

भवती कथं वाञ्छति तथा दास्यामि किन्तु तेषां कृते एतद् न वक्तव्यं तावदेव पञ्चवादनपर्यन्तं तत्र स्थातव्यं क्षेत्रे एव अ अस्तु भोजनवेला भवति अर्धघण्टात्मकं भवति तावदेव तत्र पूगीफलस्य क्षेत्रे कार्यं कर्तुम् आगच्छन्ति वा भवन्तौ भोजनार्थम् आगच्छन्ति वा इति मम समस्या भवति अस्तु अर् अर्धण्टाघत्मकं विरामम् अस्तु अस्तु अस्तु अस्तु परश्वः आगच्छतु तर्हि पञ्चजनान् आनयतु हा राम राम राम मिलामः